वार्ताम्

पठामः तत्रापि कीदृशाः वार्ताः इति चेत् उच्यते तत्र सैन्यसम्बद्धाः केचन विचाराः आगच्छन्ति अथवा तत्र भयोत्पद भयोत्पादकानां विषये अथवा अस्माकं सैनिकानां विषये ये च विषयाः आगच्छन्ति तादृशानां विषयानां पठनं क्रियते तेन सह कुत्रापि कश्चन विशिष्टः विचारः अस्ति इति मम भावः भवति सः विचारः मया पठ्यते तेन सह अस्माकं देशस्य प्रगतिः तत्रापि आर्थिक प्रगतिः भवति इति तत्र विषयः दत्तश्चेत् सः विषयः मया पठ्यते तेन सह तत्र कानिचन लेखनानि आगच्छन्ति देशसम्बद्धं वा अथवा कश्चन विषय सम्बद्धं वा तम् तानि लेखनानि मया पठ्यते अपि च तत्रापि केचन सम्यक्तया लिखन्ती लेखनानि तादृशानां लेखनानां पठनं क्रियते अपि च अस्माकं देशस्य अन्यदेशेन सह सम्बद्धाः विचाराः वर्तन्ते तस्यापि पठनं क्रियते एतादृशाः विचाराः मया रोचते